पुस्तकशृङ्खला इति यद्यपि विशिष्य इष्टतमा नास्ति तथापि एषु विषयेषु मम अभिरुचिः अस्ति यथा व्याकरणम् न्यायः न्यायशास्त्रं वेदान्तशास्त्रमित्यादिकम् तेषु शास्त्रेषु साक्षात् मूलग्रन्थानाम् अपेक्षया यानि पुस्तकानि तत्र सामान्यतया ये संशयाः निष्पद्यन्ते तेषाम् संशयानाम् प्रत्युत्तरप्रदानेन अनया शैल्या यानि पुस्तकानि लिखितानि तानि अहं पठितुम् इच्छामि तेभ्यः अहम् अधिकं प्रयोजनं प्राप्नोमि तदर्थं तादृशाः ग्रन्थाः पुनः पुनः मया पठ्यन्ते